शालासम्मेलनेषु मया बहुवारं भागः स्वीकृतः अस्ति बहूनि सम्मेलनानि मया दृष्टानि मम अनुभवः उत्तमः अस्त्येव सर्वत्र सम्मेलनानि प्रचलन्ति अहम् एकस्यां शालायां कार्यं करोमि इत्यस्मात् प्रतिसप्ताहं निश्चयेन कश्चन कार्यक्रमः भवति मासे विशेषरूपेण सम्मेलनं भवति वर्षे अ इति तद् ततोऽपि विशेषरूपेण सम्मेलनानि भवन्ति बहु सम्मेलनेषु स्वागतकथनरूपेण धन्यवादसमर्पणरूपेण मुख्यभाषणरूपेण अपि मया भागः स्वीकृतः अस्ति तादृशसन्दर्भेषु उत्तमः अनुभवः एव यद् वक्तुं मनसि चिन्तनं कृत्वा यदि गच्छामः दशनिमेषाः निमित्तं चिन्तनं कृत्वा गच्छामः शेषं भाषणं कृत्वा विंशतिः त्रिंशत् निमेषपर्यन्तम् अनर्गळतया वक्तुमपि शक्नुमः एवं बहुत्र एतादृशेषु सम्मेलनेषु यदा भागं स्वीकरोमि तस्मिन् समये उत्तमः अनुभवः आसीदेव